दर्शनम् आस्तिकनास्तिकभेदेन द्विविधम् इति तु सर्वप्रसिद्धं तत्र आस्तिकदर्शनानि षट् वर्तन्ते नास्तिकदर्शनानि त्रीणि वर्तन्ते आस्तिकनास्तिकदर्शनयोः भेदः अपि वर्तते तत्र विशेषेण आस्तिकैः जगत्कर्तृत्वेन ईश्वरः अङ्गीक्रीयते नास्तिकैः जगत्कर्तृत्वेन ईश्वरः नाङ्गीक्रियते प्रधानः भेदः नाम आस्तिकैः वेदः प्रमाणत्वेन स्वीक्रियते नास्तिकैः वेदः प्रमाणत्वेन न स्वीक्रियते अयमेव प्रधानः भेदः आस्तिकनास्तिकयोर्मध्ये एवम् अन्येपि भेदाः वर्तन्ते उदाहरणार्थं चार्वाकैः पुनर्जन्म न अङ्गीक्रियते चार्वाकदर्शनं तु नास्तिकदर्शनम् आस्तिकैस्तावत् पुनर्जन्म अङ्गीक्रियते अस्मिन् जन्मनि कृतं कर्म अग्रिमजन्मनि अनुभूयते इति अस् अस्मिन् जन्मनि कृतस्य कर्मणः फलं कदाचिदग्रिमजन्मन्यपि अस्माभिरनुभूयते इति अयं पुनर्जन्मवादः आस्तिकैः अङ्गीक्रियते किन्तु चार्वाकैः नास्तिकदार्शनिकैः पुनर्जन्म न अङ्गीक्रियते एवं केचन भेदाः आस्तिकनास्तिकदर्शनयोः